यद्यपि शास्त्राणि बहूनि सन्ति अहं व्याकरणशास्त्रं अधीतवती व्याकरणशास्त्रस्य प्रामाणिकग्रन्थः अष्टाध्यायी वर्तते अस्याः रचना भगवान् पाणिनिः कृतवान् अस्मिन् ग्रन्थे प्रायशः चतुस्सहस्रसूत्राणि सन्ति एतस्य ग्रन्थस्य व्याख्याग्रन्थः व्याकरणसिद्धान्तकौमुदी वर्तते अस्य ग्रन्थस्य लेखकः श्रीमद् भट्टोजिदीक्षितः अस्ति ग्रन्थात् कानिचन प्रमुखानि सूत्राणि आदाय श्रीमद् वरदराजाचार्येण लघुसिद्धान्तकौमुदी तथा मध्यसिद्धान्तकौमुदी रचिता एते ग्रन्थाः शास्त्राणां रक्षणाय सन्ति